मम प्रान्ते सामान्यगृहस्य व्यवस्था सम्यक् अस्ति गृहसम्बद्धं भूसम्बद्धं च व्यवहारः अपि सम्यक् चलति अत्र न्याययुत न्याययुतमेव चलति कदाचित् भूस्वामि वा गृहस्वामि वा साक्षात् एव एतत् भूव्यवहारं करोति अन्यत्र एजेण्ट् द्वारा अपि व्यवहारं कर्तुं कर्तुं शक्यते अनन्तरम् अत्र कोऽपि शिक्षणार्थं कार्यार्थं च अत्र आगच्छति चेत् गृह गृहे सर्वं उपलभ्यते परन्तु विवाह विवाहार्थजनाः गृह गृहे एव अन्विन्ष अन्विषति अविवाहितजनाः तत्र अत्र यदत् पिजि मध्ये वा रूम् मध्ये वा तिष्ठति अत्र एकस्य लघुगृहस्य भाटकं त्रि सह त्रीणि सहस्रतः पञ्चसहस्रपर्यन्तं अस्ति